अन्धः अन्धविश्वासम् इति एकं ग्रा ग्रामजनाः विश्वासं कुर्वन्ति अस्ति परन्तु अहं न विश्वासं करोमि किमित्युक्ते बहिः गमनसमये एकमार्जालहम् अस्माकं मध्ये आगच्छति चेत् क्रास् करोति चेत् अग्रे न ज जना गच्छन्ति सामान्यतः मा मार्जालः तस्य स् स्वस्य कार्यार्थं तद् तस्य कार्यं पश्यति बहिः गच्छति अयं वा वयम् म अस्माकं कार्यार्थं मार्गे गच्छामः म् किमर्थं म तस्य उपरि दोषं करणीयं तद् एकं सिग्नल् इह स्वीकरणीयं तद् न नाहं न अङ्गीकरोमि ग्रामिणः तद् पालयन्तस्सन्ति अनन्तरं स अमङ्गलीबहिनी क् विधवा बहिः आपोसिट् म म अस्माकं बग बहिः गमनसमये यः कोपि पुरतः अस्माकं पुरतः आगच्छत् तद् कार्यं नष्टं भवति न चलति इति दोषमिति चिन्तयति पश्यतु अस्माकं गृहे एका अस्माकं माता वा सहोदरी वा बन्धुः वा निकटबन्धुः वा विधवा चेत् नित्यं सम्पूर्णं निद्रा तः उत्थापनसमये अपि व वयं प प पश्यामः निरन्तरं पा पू आदिनं पूर्वं पश्यन्तस्सन्ति अन्ये सर्वे कार्यान् सा साधयन्तस्सन्ति खलु तादृशं भवति चेत् तद् साध्यं नास्ति किल तद् दोषचिन्तनमेव परन्तु ग्रामिण ग्रामजनाः इदानीमपि तद् विश्वासं कुर्वन्तस्सन्ति अन्ये एकं पश्यतु अस्माकं बहिः गमनसमये य यकोपि पृच् कुत्र गच्छति इति पृच्छति चेत् तद् कस्यं कार्यं न चलति प पराजयं भवति इति वदन्ति तदपि ग्रामिणाः ग च म तादृशं विश्वासं करोति परन्तु मम विषये तादृशं न चिन्तयामि तावदेव